अस्माकं भारतीयतत्त्वशास्त्रे बहवः शास्त्राणि सन्ति तत्र मम शास्त्रस्य नाम अस्ति व्याकरणम् एवञ्च व्याकरणं कथम् अस्माकं बहु महत्वमस्ति यथा भेदेनपि स्पष्टं कृतम् कथं कृतं श्लोकमाध्यमेन अहं स्पष्टं करोमि व्याकरणमस्माकं कृते कथमस्ति बहु महत्वम् व्याकरणस्य महत्वं कथमस्ति यथा श्लोकद्वारेण अहं वदामि छन्दः पादौ वेदस्य हस्तौ कल्पोथ पठ्यते ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते शिक्षा घ्राणन्तु वेदस्य मुखं व्याकरणं स्मृतं तस्मात् साङ्गमधीत्येव ब्रह्मलोके महीयते नाम स् षड्वेदाङ्गानि भवन्ति इति तु सर्वे जानन्ति एव अत्र यः छन्दौ पादौ तु वेदस्य यः वेदपुरुषः अस्ति तस्य छन्दः यः अस्ति तत् पादः इति उच्यते एवं च हस्तौ कल्पोथ पठ्यते एवञ्च कल्पः यः अस्ति सः किमस्ति हस्तः अस्ति एवञ्च ज्योतिषामयनं चक्षुः एवं च यः वेदपुरुषः अस्ति तस्य चक्षुः किम् अस्ति ज्योतिषः अस्ति एवं च निरुक्तं श्रोत्रमुच्यते एवं च श्रोत्रं किमस्ति निरुक्तमिति उच्यते अग्रे शिक्षा घ्राणं तु वेदस्य यः शिक्षा अस्ति स वेदपुरुषस्य किमस्ति नासिका अस्ति घ्राणमस्ति इति मुखं व्याकरणं स्मृतं वेदः पुरुषस्य यः मुखमस्ति सः किमस्ति व्याकरणमिति उच्यते अतः भेदेनपि स्पष्टं कृतं व्याकरणमस्माकं कृते कथं महत्वमस्ति व्याकरणं व्याकरणस्य महत्वम् कियत् अस्ति कथम् अस्ति एवम् एवं च व्याकरणं शब्दस्य व्युत्पत्तिः कः व्याकरणं शब्दस्य लक्षणं किमस्ति नाम व्याक्रियन्ते व्युत्पद्यन्ते असाधुः शब्देभ्यः साधुः शब्दाः पृथक्क्रियन्ते अनेन इति व्याकरणं नाम व्याकरणे किं भवति ये असाधुः शब्दाः सन्ति ता तानपि शुद्धीकरोति नाम असाधुः शब्देभ्यः साधुः शब्दः पृथक्करोति व्याकरणः एवं प्रकारेण व्याकरणशास्त्रम् अस्माकं भारतीयतत्त्वशास्त्रे बहु महत्वम् अस्ति व्याकरणं पठनेन अस्माकम् सं शब्दे शब्देषु शुद्धिः भवति एवं प्रकारेण व्याकरणशास्त्रं महान् अस्ति महत्वमस्ति अस्य